प्रतिदिनं विद्युत् श्रुतिपेटिकां संस्थाप्य अहं सङ्गीत अभ्यासं करोमि यदि वेदिकायां वा कस्मिंश्चित्त् कार्यक्रमे वा गा गायनं करोमि चेत् वीणा मृदङ्ग घटैः वाद्यैः स सह अहं गातुम् इच्छामि